इदानीं प्रश्नः एषः भवति तव प्रदेशे जनान् बाधयन्तः सामान्याः रोगाः के इति भवति सर्वे जनाः आरोग्यावस्थाम् एव रोचन्ते अर्थाद् आरोग्यावस्था तदर्थं रोगानाम् अभावः अथवा रोगानां दूरीकरणम् अथवा निवारणमेव आवश्यकं भवति तदर्थं प्राक् कार्यं कार्येषु एव श्रद्धा करणीया मम प्रदेशे जनान् बाधयन्तः सामान्याः रोगाः अनेकाः भवन्ति तेषु प्रधानाः भवन्ति ज्वरः अस्ति तत्र शिरोवेदना अस्ति साधारणरीत्या उदरवेदना अस्ति तथा मक्षिकाद्वारा रोगाः अपि अस्ति तथा इत्थम् अनेकाः रोगाः अपि अस्ति तत् तद्रीत्या अत्र केन्सर् नाम रोगः अपि किञ्चित् जनेषु केचन च केषुचन जनेषु विद्यन्ति तस्यापि प्रश्नः अत्र विद्यते किन्तु तत्र न्यूनाः भवन्ति चेदपि केन्सर् नाम रोगः अपि रोगेण बाधिताः अपि अत्र विद्यन्ते सम्यक् रीत्या शुचीकरणं शचीकरणप्रवर्तनानि परिसरशुचीकरणप्रवर्तनानि तत् तथा व जलस्य शुद्धीकरणं तधा वायोः शुद्धीकरणम् इत्थम् इत्थं कार्याणि अपि वयं करिष्यामः इत्थं मम प्रदेशे जनान् बाधयन्तः सामान्याः सामान्याः रोगाः एते भवन्ति अस्य निवारणार्थमपि वयं यतन्ते इति सत्यं धन्यवादः